आं सत्यम् अहं मम कार्यालये महाप्रबन्धकः आसम् अतः बहुभिः जनैः सह मम कार्यस्य अनुभवः अस्ति तस्मात् कारणात् तादृशाः बहवः सन्दर्भाः आगताः सन्ति यदा विरुद्धचिन्तनशैलीयुक्तजनैः सह कार्यं कर्तव्यम् इति आपतितम्

तस्य समाधानार्थं स्वयमेव कानिचन नियमानि पालयामि एकं तु पूर्वाग्रहं न स्थापयामि पुनश्च वैयक्तिक आत्मीयता नास्ति चेदपि कार्यस्य संवहनं यथा सम्यक् भवेत् तथा आत्मीयतया व्यवहर्तुं प्रयत्नं करोमि पुनश्च यदि तेषां विचाराः कार्यानुकूलाः सन्ति तर्हि तेषाम् अन्वयम् अपि करोमि कारयामि च